कलार्यपट्टु अस्य प्रशिक्षणप्रक्रिया शैली वा अन्या वर्तते तत्र गुरोः सकाशात् अध्ययने सावधानेन भवितव्यम् खड्गस्य उपयोगः भविष्यति इति कृत्वा व्रणाः जायन्ते एव ममापि तदा तदा यदा अभ्यासः कृतः तदा व्रणाः अभवन् परस्परविद्यार्थीनाम् अभ्यासे वा गुरोस्सकाशम् अभ्यासं कृतवान् वा क्षतयः वृणाः सुलभाः एव ताः